अहं छायाचित्रद्वारा भारतं दर्शयितुम् अवसरं प्राप्नोमि चेत् आरम्भतः आन्तं काश्मीरादारभ्य कन्याकुमारिपर्यन्तं सर्वत्रापि उत्कृष्टस्थानानि यानि यानि सन्ति तत्र सर्वत्रापि गत्वा छायाचित्रं स्वीकरोमि तेन छायाचित्रद्वारेण समग्रं भारतं जगति एव प्रदर्शयितुमिच्छामि क्रमेण प्रवासं कृत्वा प्रत्येकं ग्रामस्यापि विशिष्टं चिह्नं किमपि अस्ति चेत् तत्र देवस्थानानि सन्ति चेत् विशिष्टाः देवालयाः मया दृश्यन्ते चेत् दुर्गाणि स्युः तत्सर्वमपि अवलोकयन् तत्र तत्र छायाचित्रं स्वीकरोमि मम कृते विशेषेण पशूणां पक्षीणाञ्च छायाचित्रस्वीकारेपि आसक्तिः वर्तते अतः भिन्नभिन्नस्थानेषु देहल्यां गुर्जरप्रदेशे तमिळनाडुनगरे कर्नाटके केरळप्रान्ते महाराष्ट्रेषु मध्यप्रदेशेषु आन्ध्रेषु ओरिस्साप्रान्ते सर्वत्रापि गत्वा तत्रत्य विशिष्टाः देवालयाः यथा सन्ति तथा छायाचित्रं स्वीकरोमि कर्नाटके विशेषेण विजयनगरस्य चित्राणि बहु सुन्दरतया दृश्यन्ते मया अतः तत् स्वीकरोमि तमिळुनाडुप्रदेशेषु तञ्जावूरुप्रदेशेषु यानि देवस्थानानि सन्ति तेषां छायाग्रहणं करोमि इत्थं भारतस्य परम्परां प्रदर्शयितुं सम्प्रदायं विस्तारयितुं यत् यत् चिह्नमस्ति तस्य सर्वस्यापि छायाचित्रग्रहणेन भारतं जगत् प्रति दर्शयितुम् इच्छामि